अहं तावत् बहुषु योगकक्षासु भागं गृहीतवानस्मि एवं च तया योगकक्षासु प्रेरितोहं गृहे मम मित्रं मित्रेभ्यः अहं योगं पाठितवान् अस्मि ये च मुख्यानि आसनानि तान् पाठितवानस्मि अपि च प्राणायामादीन् पाठितवान् अस्मि तस्य उपयोगश्च मया उक्तः वर्तते उपयोगं यदा ज्ञाता ज्ञातवन्तः ते ततः ते सततं प्राणायामादिकं कुर्वन्तः सन्ति केवलं यदि आसनं पाठ्यते कुर्वन्तु इति चेत् न कुर्वन्ति तच्च मया योगकक्षासु तद्गृहीतं वर्तते ते च योग योगस्य अनुब् अनुभवकथनम् अपि च तस्मात् कोपयोगः इति वदन्ति तस्मादेव अहं प्रेरितः तस्मात् अहं मित्रेभ्यः पाठितवान् अस्मि तेऽपि अनुवर्तयन्तस्सन्ति मुख्यतया सूर्यनमस्कारं सूर्यनमस्कारान् पाठितानस्मि तच्च कथं कर्तव्यं केचन शीघ्रं शीघ्रं कुर्वन्तः यथा कथञ्चित् कुर्वन्ति तेन दुष्टः परिणामः स्यात् यदा दुष्टः परिणामः न स्यात् तथा तेभ्यः पाठितवानस्मि च सूर्यनमस्कारेण बहुविध बहुविध प्रयोजनानि सन्ति तत्र च एकः मन्त्रः वर्तते आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने आयुः प्रज्ञाबलं वीर्यं तेजस् तेजांशं जायते इति अनेन एव तस्य उपयोगः ज्ञायते इति